एकदा मम पितृव्यस्य कृते चिकित्सार्थं वयं चिकित्सालयं प्रति गतवन्तः स्म तदा तेषाम् अवसरकाले चिकित्सालये बहवः जनाः आसन् इति हेतोः तथापि एवमेव तत्र एक मुख्य मन्त्रिः कोऽपि आसीत् इति हेतोः तत्र चिकित् वैद्यः मम पितृव्यस्य कृते ते मरणशय्यायां सन्ति इति ज्ञात्वापि तावत् श्रद्धाम् अवधानं न दत्तवन्तः अस्तु एवं सन्ति इति उक्त्वा वयं तु दर्शितवन्तः तथा ते तदा ते उक्तवन्तः अस्तु भवन्तः यत्र एकलक्षं दातव्यं तत् तस्मिन् स्थाने लक्षत्रयं दीयतां तर्हि अहं वैद्यां करोमि वैद्यं करोमि इति उक्त्वा उपेक्षाभावेन व्यवहारं कृतवन्तः अतः मम पितृव्यस्य कृते बहुकष्टं जातम् अनन्तरं मास एकसप्ताहानन्तरं ते दिवङ्गताः